भारतीयविज्ञानेषु सामान्यं प्रसिद्धाः वराहमिहिरः सुश्रुतः भास्कराचार्यः एवमेव सि वि रामन् पतञ्जली चाणक्यः नागार्जुनः कणादः इत्यादयः प्रसिद्धाः तत्र अहं बहु इष्टवान् इति चरकः अस्ति किमर्थं चरकम् इष्टवान् इत्युक्ते सः प्राचीनभारतीय चिकित्साविज्ञानस्य पिता इति वयं सर्वे जानीमः कनिष्कस्य राजधान्यां सः राजवैद्यः आसीत् सः यथेष्टं पुस्तकानि अपि लिखितवान् अस्ति चिकित्सारीत्याम् चरकसंहिता इति पुस्तकम् इदानीम् आयुर्वेदछात्राः अपि कम्पल्सरि पठन्तः सन्ति